नमस्ते मया अमेज़ान् द्वारा यु पि एस् क्रीतम् आसीत् तत्र यन्त्रस्य कार्यक्षमता अत्यन्तं प्रबला वर्तते पूर्वम् अस्माकं प्रदेशे विद्युतः अभावः अनुभूयमानः आसीत् मम कार्याणि मध्ये मध्ये स्थगनीयानि भवन्ति स्म परन्तु एतस्य यन्त्रस्य क्रयणान्तरं मम कार्याणि सम्यक् प्रचलन्ति सन्ति तत्रापि यन्त्रस्य क्षमता अधिका वर्तते इति अहं तुष्टोस्मि कदा ह्यः अस्माकं ग्रामे एकं दिनं यावत् विद्युतः अभावः आसीत् परन्तु मम एकमपि कार्यं न स्थगितं यतः स् आदिनं इदं यु पि एस् द्वारा मम कार्यं सम्पन्नम्